अस्माकं जीवने क्रीडायाः महत्वं स्थानम् अस्ति कारणं क्रीडायाः मार्गे क्रीडा यदि वि वयं विशेषक्रीडायाम् अस्माकं यदि प्राविण्यम् अस्ति तर्हि शारीरिकं स्वास्थ्यकृते मानसिकस्वास्थ्यकृते अपि फलदायी अस्ति क्रीडा तदनन्तरम् अस्माकं मनोरञ्जनमपि भवति भारते यदि क्रीडायाः परं प्रचारार्थं किं कर्तव्यं तर्हि भारते यदि वयं क्रीडायाः प्रचारार्थं कृते प्रत्येके प्रान्ते वयं क्रीडायाः महोत्सवः आयोजितं कर्तुं कर्तुं शक्नुमः